प्रथमतया सुरक्षणीयः ग्रन्थः इत्युक्ते लैसेन्स् प्रदर्शनपुस्तिका सैव प्रथमं प्रदर्शनीया तदनन्तरं कालावधिपत्रम् इन्शूरेन्स् इति कथ्यन्ते किल तत् तदनन्तरं यदि वाहनं विशिष्य द्विचक्रिकां द्वितीय हस्त रूपेण क्रीणामश्चेत् नाम सेकेण्ड् हाण्ड् रूपेण क्रीणामश्चेत् कस्मात् क्रीतवन्तः

सः क्लेशः अपि अस्माभिः अभिवक्तुं शक्यते चेत् एतेषां विषयाणां साहाय्येनेव भवति तस्मात् प्रथमरूपेण लैसेन्स् द्वितीयरूपेण इन्शूरेन्स् तृतीय रूपेण यदि द्वितीय हस्त रूपेण क्रीणामश्चेत् तेषां पत्राणि सुरक्षणीयानि सन्ति